नमो नमः अध्ययने तु सम्यक् अस्ति किन्तु गणितविषये किञ्चिद् क्लेशः अस्ति

पाठे तु अस्ति किन्तु अङ्कः अपि न्यूना जाता कि अतः बहुक्लेशः अस्ति अवधानं तु ददाति किन्तु सम्यक्तया न ददाति तस्याः तस्याः यदि अतिरिक्त अतिरिक्तविषये अतिरिक्त् क्लाशा कालांशाः अगर् कर्तुं इच्छति तर्हि सम्यक् भवति

चिन्ता नास्ति अस्माकं विद्यालये वाहन आदिकं व्यवस्थापि अस्ति बन्धूनां सह व्यवहारः बहुसम्यक् अस्ति अन्यविषयः तु तु सम्यक् अस्ति हा सम्यक् अस्ति किन्तु वयि मै मैथ् विषये गणितविषये क्लेशाः जाताः अतिरिक्त विष अतिरिक्त क्लाशा कालांशः इछ् कर्तुम् इच्छति तर्हि अङ्केभि अपि वर्धितुं भवति आ आ आम् आम् आम् अस्तु अस्तु आम् आम् अस् अस्माकं विद्यालये बहुस्पर्धाः अपि भवति अग्रिममासे अपि अग्रिममासे अपि भवति